सामान्यतः सामान्यतया अहं परीक्षार्थं पुस्तकं संस्कृतपुस्तकं संस्कृतकथा संस्कृतकादम्बरि संस्कृतश्लोकः व्याकरणं इत्यादि पुस्तकानि संस्कृतभारत्याम् एव क्रीणामि अन्यपुस्तकम् अहं गणकयन्त्रे पि डि एफ् मध्ये एव पठामि सेकेण्ड् ह्याण्ड् पुस्तकं कुत्र लभ्यते इति अहं न जानामि परन्तु एतज्जानामि यत् सेकेण्ड् ह्याण्ड् पुस्तकानां मूल्यं नूतनपुस्तकस्य अपेक्षया न्यूनम् एव भवति